न्यायशास्त्रं पदा न्यायशास्त्रे पदार्थानां निरूपणं कृतं सप्तपदार्थाः वर्तन्ते प्राचीनन्यायशास्त्रे षोडशपदार्थाः वर्तन्ते कणादशास्त्रे सप्तपदार्थाः वर्तन्ते तदुभयं मिलित्वा नव्यन्यायशास्त्रे अपि केवलं सप्तपदार्थाः एव सन्ति सृष्टिः जाता सृष्टेः मूलं किम् इति प्रथमतः अत्र सम्यक् चिन्तितम् अस्ति अर्थात् परमाणोः आरभ्य जगतः सृष्टिः जाता इति तार्किकाणां चिन्तनं तत्र अपि परमाणवः सृष्टाः इति तार्किकैः न कथ्यते परमाणुः तावत् अवश्यं नित्या तस्य सृष्टिः नास्ति इति तर्हि अस्माभिः किमर्थं तद् पदार्थाः पदार्थाः ज्ञातव्याः इत्युक्ते पदार्थाः सम्यक् ज्ञाताश्चेत् पदार्थस्य रहस्यं सम्यक् ज्ञायते शरीरं नाम किम् इति शरीरस्य रहस्यं ज्ञातं चेत् प्रायेण शरीरस्य उपरि वैराग्यम् आगच्छेत् इत्यादि तत्त्वम् अस्मिन् शास्त्रे निहितम्